मम ग्रामीणसमुदायस्य संस्कृतिषु नृत्यस्य अधिकं महत्त्वं नास्ति अत्र ग्रामीणसमुदायस्य नृत्यं नाम कन्नडभाषायां हुलीवेशः इति उच्यते हुलिवेशस्य प्राधान्यम् अत्र अस्ति हुलिवेशः तावत् नवरात्रिपर्वणे दीपावलीपर्वणे इत्यादि पर्वादीषु क्रियते अपरं च अत्र प्राधान्यं तेङ्कुतिट्टु यक्षगानम् यक्षगानस्य प्राधानम् अत्र अपि अस्ति अत्र यावत् नवरात्रिपर्वणे दीपावली पर्वणे तथा अन्ये केचन पर्वादीषु क्रियते अस्मात् जनाः आनन्दं लभन्ते